हरि ओं महोदयः नमस्ते अहं जगन्नाथस्य पिता अस्मि महोदयः शोभनमस्मि सम्प्रति एव मासिकपरीक्षा समाप्ता खलु तर्हि अहं जगन्नाथस्य परिणामं ज्ञातुमिच्छामि कस्मिन् कस्मिन् शास्त्रे गणिते उत विज्ञाने कथं सः आमाम् एवं आमां

विज्ञानशास्त्रे अस्तु महोदयः तर्हि संस्कृतम् संस्कृतभाषायां सः कथं ज्ञानम् आहरणं कर्तुं शक्नोति भवन्तः किञ्चित् उपदेशं यच्छन्ति चेत्

सर् अहं तु तत्र मम अफ़िस् मध्ये कार्यं करोमि तर्हि गत्वा रात्रौ आगच्छामि मम भार्या सर्वं पश्यति सर्

आं सर् आं सर् आं सर् आं

आं सर् अवश्यामेव करिष्यामि सर् तर्हि विज्ञानस्य विषये कथं कर्तुं शक्यते सर् नैव सर् एवं नास्ति स्वयमेव गृहे पठनं करोति रात्रौ स्वाध्यायं करोति आं सर्

आं सर् आं अस्तु सर् ए एवं सर्वं करोमि चेत् तस्य अङ्काः वर्धन्ते तत् टेस्ट् विषयेषु विषयेषु तस्य लभते चेत् सर् आं सर् आम् आं सर् धन्यवादः सर्